एलेक्शन् समये मया अनुभूतकष्टाः एवं सन्ति यत् अहन्तु अधुनाधुना मतदानं कर्तुम् आरब्धवती तादृश नाम इलेक्शन् सन्दर्भे एव एका घटना सञ्जाता यत् ये बि जे पी वा भवतु जे डी एस् भवतु अथवा काङ्ग्रेस् वा भवतु ये पार्टी जनाः भवन्ति ते अस्माकं गृहस्य समीपे तदा एव आगच्छन्ति यदा एलेक्शन् आरम्भः भवति अथवा अधुना एलेक्शन् अस्ति तादृशसमये एव ते अस्माकं गृहस्य पुरतः आगत्य तिष्ठन्ति पुनः अस्माकङ्कृते वोट् यच्छन्तु इत्यपि पृच्छन्ति एवम् अस्माकं कृते कष्टाः एवम् अनुभूयते यदा कदा इत्युक्ते यदा ते आगत्य भवतां कृते शाटिकां दद्मः अस्माकं कृते वोट् स्थापयतु इति वदन्ति अनन्तरम् इतोपि एकः पार्टी आगच्छति ते पार्टी जनाः वदन्ति यत् वयं भवत्याः कृते धनं यच्छामः अस्माकं कृते वोट् यच्छतु इति एवमेव ते सर्वदा किं कुर्वन्ति करप्शन् रूपेण अस्माकं कृते एवं किमपि लोभादिकं दर्शयित्वा अस्माकं कृते वोट् यच्छतु इति पृच्छन्ति वयं किमपि स्वीकुर्मः चेत् एलेक्शन् समये अस्माकं कृते छे वयं स्वीकृतवन्तः सन्ति अधुना तु तेषां कृते वोट् दातव्यम् एव इति भवति मनसि यदि वयं किमपि न स्वीकुर्मः तथापि अस्माकं मनसि एषः सम्यक् अस्ति वयं स्थापयामः इति वोट् तु स्थापयामः परं यदा रिज़ल्ट् डिक्लेरेशन् जायते तदा ते विन् भवति चेत् चिन्ता नास्ति ते विन् न भवन्ति चेत् अग्रे अस्माकं भारतस्य स्थितिः कथं भवति देशस्य का गतिः भवति इति चिन्ता तु भवत्येव अतः सर्वमपि अस्माकं देशस्य उन्नतिः अवनतिः सर्वमपि अस्माकं हस्ते एव भवति अतः वयम् अत्यन्तं जागरुकरीत्या चिन्तयित्वा मतदानं करणीयं तेन एव अस्माकं भारतस्य समृद्धिः तत्र एव निहितम् अस्ति